लेखनस्य कलात्मकता एवं तान्त्रिकता वस्तुतः कस्यचि कस्यचिदपि लेखस्य अत्यन्तं प्रमुखविषयद्वयम् अस्ति इदं लेखः रुचिकरः स्यात् लेखः विषयनिष्टः स्यादिति पठितृषु इयं भावना भवति शीर्षकं दृष्ट्वा कश्चन विचारः मदिष्टः विचारः नास्ति अमुं लेखं नाहं पठामि इत्यादि विचाराः भवन्ति परञ्च लेखकस्य सा कला अस्ति यद्यपि सः विचारः तथा रुचिकरः नास्ति तथापि यथा सः विचारः रुचिकरः भवेत् पठिथरी रुचिं जनयेत् तथा करणीयं भवति इति एकम् उदाहरणं ददामि गते वर्षे प्रायः संस्कृते लिखितस्य कस्यचन ग्रन्थस्य विषये मया लेखः लिखितः सम्भाषणपत्रिकायां उत्तरकाण्ड इति कर्नाटक भाषायां काचित् कृतिः भैरप्पमहोदयस्य तस्याः कृते संस्कृतानुवादः विश्वासमहोदयेन संस्कृतेन विहितः इदानीं संस्कृतेन आगतस्य पुस्तकस्य विषये मया लेखः करणीयः इति आदिष्टः आसमहं तत्र कन्नडे विद्यमानस्य पुस्तकस्य संस्कृतेन अनुवादः पुनस्य तद्विषये लेखः इत्युक्ते अयं विचारः प्रायः बहूनां जनानां रुचिं न जनयेत् अथापि तत्र मया महान् प्रयत्नः विधेयः अभवत् यत् कन्नडे किं वदति भैरप्पमहोदयः वाल्मीकि कवेः रामायणात् कथं अयं इदं पुस्तकं भिन्नमस्ति इत्यादि पूर्वम् उक्त्वा तस्य भिन्नतां दर्शयित्वा तस्य अनुवादः संस्कृतशैल्या एच्च् आर् विश्वासमहोदयेन कथङ्कृतः इति प्रयत्नं विधाय लेखः लिखितः आसीत् अयम् इदम् एकम् उदाहरणं तावदेव आम् कलात्मकलेखनस्य अध्ययनं सत्यं एषु दिनेषु कलात्मकलेकनस्य एव अध्ययनम् अहं कुर्वन् अस्मि शोधपत्रिकाणाम् एव किञ्चित् जालस्थानम् अस्ति वेब्सैट् इति वदामः खलु जे एस् टी ओ आर् इति तत्र शोधलेकाः प्रकाश्यन्ते